मम इष्टतमं पर्यटनस्थानम् उडुपिनगरम् किमर्थं तत्र गन्तुं मनः शक्यते इत्युक्ते उडुपिनगरस्य अपरं नाम रजतपीठपुरम् इति अत्र अष्टमठानि वर्तन्ते तेषां हृदयस्थाने कृष्णमठः विद्यते वस्तुतस्तु कृष्णदेवस्थानम् श्रीमत् मध्वाचार्यैः प्रतिष्ठापितं कृष्णविग्रहं तत्र विद्यते बहु सुन्दरं बहु आह्लादकरं बहु शक्तिस्थानं वर्तते तत्रतः समीपे एव मणिपाल् विश्वविद्यालयः वर्तते तत्रतः समीपे एव मल्पे इत्याख्य समुद्रतीरोपि विद्यते बन्नञ्जे तथा च कडियाडि कटपाडि इत्याख्य प्रदेशानि अत्र वर्तन्ते बहु आह्लादकररीत्या अत्र उडुपिनगरं शोभते